हरिः ओम् नमोनमः प्रशान्तः वा ह हां प्रशान्तः तर्हि अस्माकं विश्वविद्यालये ज्योतिषविभागे एकं स्थानं रिक्तमस्ति शिक्षकस्य कृते आं तर्हि भवतां क्वालिफ़िकेशन् कियत् पर्यन्त जातम्

आं नेट् अपि क्लियरस्ति भो भवताम् आं तर्हि ज्योतिषे किं किं पठितवान् भो त्रयमपि स्कन्दानां पठनं जातं वा आम् तर्हि तत्र होरायाम् एकं पुस्तकमस्ति लघुपराशरिनामकम् जानन्ति वा आं तर्हि आं तत्पुस्तके एकं अन्तिमं द्वौ श्लोकाः सन्ति तत् तद् श्लोके किम् उक्तं तत् वदिष्यति वा

आं वा आं तत्र एकं श्र तत्र एकं शब्दः सन् आसीत् तत् शब्दः अन्योन्याश्रितः तस्य अर्थः किम् आम् आं वा हा तर्हि संहिताशास्त्रे भवान् संहिताशास्त्रम् अपि पठितवान् वा

आं तर्हि संहिताशास्त्रे एतद् वास्तुशास्त्रमपि आगमिष्यति खलु आं तर्हि आचार्य कः तत्र संहितायाम् एकं बृहत्संहिता अस्ति तत् केन लिखितम् आं तर्हि तदस्ति वराहमिहिरः वराहमिहिरेण रचितं तद् बृहत्संहिता नाम्नः ग्रन्थः आं तत् तदेव आं वा तर्हि इतः पूर्वं क कियत् वर्षा हा इतः पूर्वं किमपि भवतां कृते एक्स्पिरियन्स् अस्ति वा न किं पाठित्वान् तर्हि लीलावतीमध्ये द्वितीयं मङ्गलाचरणं किं तत् श्रावयितुं शक्यते वा आं वदतु कमलकान्तये वा अमलकान्तये

तर्हि प्रशान्तः चलति धन्यवादः आं बै